आ हरे राम् नमस्ते एवम्

एवम्

हा पृच्छतु मया तु संस्कृतसेवा एव क्रियते संस्कृतस्य प्रचारः कथं कर्तव्यः शिक् शैक्षणिकविषये संस्कृतस्य तत्र इदानीम् उन्नतिः कथं कर्तव्या इति मया हा तत्र

तस्य स्पन्दनं तत्र सन्ति तत्र केचन संस्कृतस्य केषाञ्चित् अभिरुचिः भवति अध्ययने अतः सर्वे मिलन्ति अत्र एवम् सर्वकारस्य प्रोत्साहः अस्मिन् विषये नास्ति पूर्वमपि हा पूर्वमपि न आसीत् परन्तु संस्कृतस्य विषये तु सर्वकारस्य प्रोत्साहः अतीव न्यूनः एव एवम् सेवा नाम सर्वत्र सेवाधर्मः परमगहनो योगिनामप्पगे अपि योगिनामपि अगम्यः इति वर्तते अतः सेवा सेवार्थं सेवकस्य धर्मः सेवकस्य कर्तव्यं बहु तत्र बहु वदन्ति परन्तु सर्वं तत्र तेन एव कर्तव्यं भवति यतः प्रारम्भे न कोपि प्रोत्साहं करोति समाजसेवा तु समाजसेवा तु तत्र सेवायां त्यागः एव अधिकः भवेत् सर्वदा केवलम् तत्र अस्य भोजनार्थम् अन्नं पानं च यत्र कुत्रापि लभ्यते चेत् सर्वः हा सर्वोपि समयः अन्येषां कृते एव स्थापनीयः भवति समाजसेवकः एकः एकः महान् त्यागी भवेत् योगी भवेत् हा भगवद्गीतायाम् उक्ताः धर्माः सर्वे अनुपाल् अनुपालनीयाः भवन्ति शीतोष्णसुखदुःखेषु तथा मानापमानयोः कुत्रचित् मानं भवति कुत्रचित् अपमानं भवति तदापि धैर्यं धैर्यं स्थापनीयं भवति कुत्रचित् शीतं भवति कुत्रचित् उष्णं भवति वातावरणम् एवं वर्षा हा वर्षाकालं वा भवतु ग्रीष्मकालो वा भवतु यत्र कुत्रापि तत्र अवश्यक अन्नपानं कृत्वा कर्तव्यं भवति एतस्य कृते न कोपि भरण्यां ददाति वेतनं न ददाति समाजसेवा नाम वेतनं नास्ति खलु आ तत्र धनं नास्ति एतत्तु धर्मार्थकाममोक्षेषु मोक्षः परमपुरुषार्थः इत्युच्यते खलु समाजसेवकस्य मोक्षावस्था एव अनुभूयते एवं एकः गृहस्थः धनार्थं स्व अपत्यार्थं कर्म करोति गृहस्थः समाजसेवकस्तु योगी इव भवतीति त्यागी एव भवेत् सः

आ भवतु